बहु पुस्तकानि पठामि परञ्च तेशु पुस्तकेषु इष्टतमं पुस्कं तु मम कृते हितोपदेशः एव रोचते अनन्तरं पुनः पुनः तस्य हितोपदेशस्य श्लोकान् पठामि श्लोकानां कण्ठस्थीकरणमपि करोमि किमस्ति नाम सर्वादौ अस्माकं जीवने व्यवहारज्ञानमपेक्षते शास्त्रज्ञानापेक्षया व्यवहारज्ञानम् बलीयसी शास्त्रज्ञानं स्थापयामः यदि व्यवहारज्ञानम् एव नास्ति चेत् लाभः नास्ति तर्हि हितोपदेश नामकं यद् ग्रन्थम् अस्ति काव्यग्रन्थः अस्ति तस्य ग्रन्थस्य पुनः पुनः पठामि तं ग्रन्थं पुनः पुनः पठामि अनन्तरं तस्य ग्रन्थस्य श्लोकान्नपि पुनः पुनः कण्ठस्थीकरणं करोमि तद्विषये चलचित्रं यदि भवति अस्ति तु ना यदि भवति चेत् द्रष्टुमपि शक्नोमि किमर्थं हितोपदेशे यद् यद् उक्तं तद् व्यवहारे सम्पूर्णम् आयाति तदेव अस्माकं कृते चलचित्रं धन्यवादः